अद्य मया स्वीकृता या यानस्य उबर् चालकः बहु उत्तमः आसीत् अहं नूतना अस्मि इति ज्ञात्वा अपि सः अन्यत्र न नीत्वा सम्यक् रीत्या आनीय मम मां प्रापितवान् बहु उत्तमः आसीत् कियद् सम्यक् रीत्या सम्भाषणम् अपि कृतवान् ग्रामस्य नगरस्य विषये अपि सः उक्तवान् अहं बहु सन्तुष्टः अस्मि